हस्तनिर्मितवस्त्राणां रेडिमेड् वस्त्राणां च केषुचित् विषयेषु भेदाः सन्ति हस्तनिर्मितवस्त्राणां गुणवत्ता रेडिमेड् वस्त्रापेक्षया उत्तमा भवति दीर्घकालपर्यन्तम् उपयोगं कर्तुं शक्नुमः शीघ्रं न नश्यन्ति किन्तु हस्तनिर्मितवस्त्राणां मूल्यम् अधिकं भवति यतो हि एतादृश वस्त्राणां निर्माणे समयः तथा श्रमः महान् भवति रेडिमेड् वस्त्राणि द्रष्टुं आकर्षकाणि भवन्ति नु न्यूनं मूल्येनापि लभ्यन्ते किन्तु तानि शीघ्रं नश्यन्ति गुणवत्तायाः न्यूनता अस्ति एव अतः जनाः ये गुणवत्तां पश्यन्ति अपि च एकवारं धनं अधिकं दातव्यं भवति चेदपि दीर्घकालपर्यन्तम् उपयोगम् कर्तुं शक्नुमः पुनः पुनः वस्त्रक्रयणं नापेक्षितमिति विचिन्त्य हस्तनिर्मितवस्त्राणि क्रेतुम् इच्छन्ति